लेखकस्य औत्सुक्यं तथा संशयान् परिहर्तुं तस्य मनसि किं वर्तते इति ज्ञातुं प्रयत्नं करोमि यदि तस्य मनसि किं वर्तते किम् औत्सुक्यम् अथवा कानि संशयानि सन्ति इति ज्ञायते चेत् तं परिहर्तुं प्रयत्नं कर्तुं शक्यते अहं तु सर्वदा न लिखामि यदा कदापि मम मनसि तादृशविचाराणि आगच्छन्ति तर्हि तान् विषयान् लिखितुं प्रयत्नं करोमि पुनः मया यत् लिखितं तत् पठामि चेत् कदा कदा सम्यक् अस्ति इति पुनः कदा इतोपि अधिकं किमपि लिखितं भवति चेत् सम्यक् आसीत् इति मनसि आगच्छति अहं यत् किमपि लिखामि तत् मम मित्राणां प्रति दर्शयामि लेखनं दृष्ट्वा तेषां प्रतिक्रिया कथम् आसीत् इति दृष्ट्वा मम लेखनं कथम् आसीत् इति ज्ञातुं प्रयत्नं करोमि